आदिशङ्करभगवद्पादः विवेकचूडामणिः इति एकं पुस्तकं रचितवान् तत्र अनेकानि विषयानि सन्ति आश्रमधर्मः मनुष्यस्य जीवनं जीवनस्य लक्ष्यं एतादृशं तत्र श्लोकरूपेण शङ्कराचार्यः रचितवान् तत् कष्टमेव स सामान्यजनाः अवगन्तुं स कष्टमेव किञ्चित् दीर्घतया सः पठित्वा अर्थम् अवगम्य त अर्थं गृहीत्वा तत्वचिन्तनं वर्धयितुम् किञ्चित् कालः अवकाशः भवति त् उत्तमपुस्तकं सामान्यजनानां स् सुलभतया पठितुं न शक्यते किञ्चित् कालानन्तरम् वध् जनान् पठितुं शक्यते पुस्तकवाचनसमूहः विद्यालये अस्ति छात्रान् संस्कृतलघुपुस्तकानि व पञ्चतन्त्रकथाः सुभाषितम् लघुलघुकथाः तत् पठितुं प्रेरणां करोमि तत्र छात्राः तत् पठित्वा किञ्चित् कालानन्तरं स्वयं ज्ञानं प्राप्नोति इति विश्वासः अस्ति